हा हरिः ओम् उच्यताम् आम् अवश्यम् आम् अत्र ग्राहकः एव

हा अवश्यम् आगच्छति कश्चनः एकं प्रेषयामि सः आगच्छेत् अस्तु सः आगच्छेत् तथैव आगच्छेत् अस्तु हा तत्र अधिकं नास्ति एकस्य चलचित्रं भावचित्रस्य ग्रहणार्थम् अधिकाधिकं पञ्चरूप्यकम् अन्यैः स्वीक्रियते अस्माभिः त्रीणि रूप्यकाणि स्वीक्रियते तावदेव अवश्यं तद् उभयविधं सौविद्ध्यमस्माभिः प्रकल्प्यते चिन्ता नास्ति तस्मिन् विषये अतः कदाचित् किं भवति केचन साफ़्ट् कपिं न ददाति यच्छन्ति अतः वयं तदपि ददां दद्मः इत्यतः अस्माकम् एकम् अस्माकं पक्षतः एकः सौविद्ध्यं भवति तदा ह हा न न तथा अस्माभिः क्रमशः तासां चित्रं तेषां चित्राणां ग्राहणं क्रियते क्रमशः एवं च तस्य यत् सम्पूर्णं डिटेल्स् भवति तत् अस्माकं हस्ते एव भवति तद् तस्मिन् विषये कापि त्रुटिः कापि त्रुटयः न भवन्ति इत्यतः क्लेशाः नास् हा अवश्यम् सः शुद् शुद्धशाकाहारी अवश्यं प्रेषयामि तद् तस्मिन् विषये अहं स्वयमेव अवधानं ददामि